पशुटीका का करणेन न केवलं गार्हिकजीवीनां सम्भाव्यघातकरोगाणां रक्षणं भवति अपि तु स्वामिनः तेषां परिवाराणां च जूनूटिकसङ्क्रमणात् रक्षणं भवति रोगाणां निवारणं कृत्वा टीकाकरणेन मनुष्येषु सङ्क्रमणस्य जोखिमः न्यूनीकरोति नियमितरूपेण टीकाकरणं पशून् जनाञ्च सह प्रभावितुं कर्तुं शक्नुवन्तः प्रकोपानां विरुद्धं कवचं निर्माय सामुदायिकस्वास्थ्यं योगदानं ददाति स्वामिनः मनसि शान्तं वोक्तुं शक्नुवन्ति यत् तेषां टीकाकरणं दानं गार्ह्यजीविनां रोगप्रसारस्य सम्भावना न्यूना भवति सर्वेषां कृते सुरक्षितं वातावरणं पोषयति अतः पशुटीकाकरणं प्राथमिकताम् अतः तत् एकः सक्रियः उपायः अस्ति यस्य लाभः गार्हिकजीविनां तेषां मानवसहाचराणाञ्च समानयुक् समानरूपेण भवति